हरिः ओम् म मम नाम शङ्करानन्दा इति मम तु मम तु सस्याहारा सस्याहारं स्वीकरोमि सस्याहारे शर्करव्याधिनिवारणर्थं किं किम् आहारं स्वीकरणीयम् भवतां बव भवन्तः प्रश्न उत्तरं प्राप्यते वा हा भवतु

हो हा चपा चपाति रोट्टि

त्रीणि त्रीणि त्रीणिपिष्ठानि मिलिता मिलित्वा चपातिखाद्यं कर्तुं शक्यते वा हा हा तत् तत् तत् तत्र म मधोः अधिकं नासीत् न भवति हा अस्तु अस्तु तद् तत् तद् तद् किच्डी इत्यादिकमपि कर्तुं शक्यते वा

हा भवान्

भवतु व्यञ्ज् व्यञ्जनं तत्र व्यञ्जनादिकं किम् उपयोगं करणीयम्

हा हर हरि हरिवे सोप्पु इत्यादि

हा भवतु भवतु

उत्थाय एव करोमि बह् बहु उपयोगम् अभवत् धन्यवादः